अस्मिन् प्रदेशे घर्मकाले पेययोग्यं पानीयं पानीयस्य समस्या बहु अधिकतया दृश्यते गृहेषु सामान्यतः कूपः भवति तथापि नतोन्नतप्रदेशाः अधिकाः भवन्ति चेत् उन्नतप्रदेशेषु जलस्रवणं जलस्रवणं न भवति एव अतः जलसमस्या अधिकतया दृश्यते जनप्रतिनिधिः तस्य कथं तस्य निवारणं करणीयम् इति पश्येत्